मोबैल् दूरवाणीभिः साकम् स्माट् फ़ोनस्य महान् भेदो वर्तते तथाहि मोबैल् दूरवाणी तु केवलं वार्तालापस्य कृते उपयोगो वर्तते किञ्च प्रारम्भकाले अत्यधिकं मूल्यकरमासीत् परन्तु स्मार्ट् फ़ोन् माध्यमेन नहि केवलं वार्तालापः भवति अपि तु विडियो कालिङ्ग् अपि भवति किञ्च आन्लैन् माध्यमेन अध्ययनमपि कर्तुं शक्नोमि अथ च यात्रायाः चीटिकायाः अपि निर्माणं भवितुमर्हति स्मार्ट् फ़ोन् माध्यमेन सद्यः एव मेलद्वारा स्वसन्देशं प्रेषयितुं शक्नोमि आन्लैन्माध्यमेन वित्तमपि प्रेषयितुं शक्नोमि अथ च आन्लैन्माध्यमेन वस्तुनः क्रयणमपि स्मार्ट् फ़ोन् द्वारा कर्तुं शक्यते स्मार्ट् फ़ोन् द्वारा चलचित्रमपि द्रष्टुं शक्यते स्मार्ट् फ़ोन् द्वारा विदेशेषु स्थितेषु पुस्तकालयस्य ग्रन्थस्य अध्ययनमपि कर्तुं शक्यते अहं जीवु इत्यस्य सीमं चालयामि प्रतिमासं द्विशतं धनस्य व्ययं करोमि